अहं भवतः भोजनशालातः भोजनम् नेतुम् आदेशं कृतवती किन्तु आदेशानन्तरं मया ज्ञातं यत् क्याश् आन् डेलिवरी वैकल्पिकता वैकल्पिकता नास्ति इति अहं ज्ञातवती मम गूगुल् पे सम्यक् कार्यं न करोति इति कारणेन अहम् आदेशं निर् निरस् निरसितुं निरसितुम् इच्छामि कृपया निरसितुम् आदेशं ददातु अथवा गृहम् आगत्य भोजनं दत्वा धनं स्वीकरोतु